अस्माकं देशे लोक्शाहि अस्ति लोक्शाहा लोक्शाह्ये चतुर्थस्तम्भः इति माध्यमक्षेत्रम् अस्ति किन्तु वर्तमानकाले बहवः जनाः धर्मस्य विपरीतं देशस्य विपरीतं वार्तां प्रस्तुतवन्तः प्रस्तुताः किं कुर्वन्ति किन्तु सत्यं केवलम् एकं द्वे चानल सन्ति ये सत्यं दर्शयन्ति किन्तु बहूनि वृत्तपत्राणि र् वृत्तपत्राणि वार्तावाहिन्यः सन्ति ते जनाः असत्यं वार्ता प्रचलति प्रकाशयन्ति इति बहवः राङ्ग् थिङ्ग् अहं स्मरामि स्मरामि अस्माकं देशे भो अस्मिन् माध्यं क्षेत्रस्य बहु महत्त्वम् अस्ति